छायाचित्रणस्य उपाधिं प्राप्तुं बहवः सङ्घसंस्थाः सन्ति तेषु अन्तर्राष्ट्रीयाः इण्टर्नेश्नल् सेण्टर् फार् फोटोग्रफी रायल् फोटोग्राफिक् सोसैटी वर्ल्ड् प्रेस् फोटो फौण्डेषन् मेग्नं फोटोस् सेण्टर् फर् फ़ैन् आर्ट्स् फोटोग्रफी द अपच फौण्डेशन् आस्ट्रेलियन् सेण्टर् फार् फोटोग्रफी